नमस्ते मम नाम हरिहरन् मया एकसप्ताहात् प्राक् एकः कांस्यचषः क्रीतः तद्विचारे मम अनुभवः एतदस्ति विपणिषु इदानीं बह्व्यः कृत्रिमकांस्यपात्राणि आगतानि अहं तद् जाने तन्मध्ये भवतः आगतः कांस्यचषः चषकः तथैव भवति प्रकाशहीनः वर्तते प्रक्षालनात् अनन्तरं कृष्णवर्णः जातः धन्यवादः